सर्वेषु प्रौद्योगिकीविकासेषु अमूल्यपरिवर्तनं न भवति मुल्यानां भूतप्रौद्योगिकिक्यां कश्चनरूपः शीघ्रमेव आवश्यकतां पूरयिति तत् तस्मिन् प्रौद्योगिक्या परिवर्तनस्य गतिं शतशः वर्षानि यावत् मन्दः तिष्टन्ति शोधं दर्शयति यत् द्विचतुःसहस्रेषु कृषिहलस्य मूलभूतप्रौद्यिकिक्याम् अतीवमन्दः परिवर्तनं जातम् फलस्य उदाहरणं गृहीत्वा कृषिः मानवस्य उद्यमस्य प्रथमः महत्वपूर्णं च चरणमस्ति मनुष्यं वृक्षशाखाभिः कर्षणात् पशुशक्तिं कर्षणार्थं प्रोक्तुं प्राग्गतवान् तस्मिन् प्रगतीपथे हलप्रौद्योगीक्यां परिवर्तनं जातं भूमिं कर्षणस्य मूलभूत अवश्यकतानाम् अनन्तरं सटिकास्का वेगं स्वचलनम् इत्यादयः विकासस्य चरणः आगतः तथापि मूलभूतपौरोद् प्रौद्योगीकीम् अवशिष्टः आसीत् यत् मूलभूतप्रौद्योगिख्यां हलिगरणे समस्या श्रमस्य च रक्षणस्य आवश्यक्तां पूरयति स्म इतिहासं भविष्यस्यां पूर्वानुमानं कुर्वन् प्रौद्योगीकविकासे एतादृशस्थितिं प्रत्येकस्मिन् क्षेत्रे आकर्षयति सञ्चारः इत्यादयः क्षेत्राणि पक्षं गृहित्वा तु मनुष्यं सहजतया औलोगीकीयात्रायां सप्नं द्रष्टुम् आरब्धवान् अग्निकुण्डं स्थापयितुं भोजनं च सज्जीकर्तुं नित्यम् आवश्यकतायाः कारणात् चुल्लीं पाकशालायम् आगतं मिट्टितैलम् इन्धना तत् द्रव्य पेट्रोलियं गेस एल् पी जी इति बायोगेस् इत्यस्य प्रयोगः अपि कृतः पाकं पाककलायं चुल्ली मूलभूतं प्रौद्योगीकी अस्ति चुल्लेः स्थानें चूल्लिना तत् गैस् सिलेण्डर् अधुना तेषां सुक्ष्मतरङ्गः स्थापयति अद्यापिं पाकशालायां प्रयोगं कुर्वन्तः अस्ति यतोहि अन्नस्य आवश्यक्ता कदापि न समाप्तिः भवति तता च स्वभाविकतया तस्य उत्पादनार्थं प्रौद्योगिकयः आविष्कारः कदापि न समाप्तः भवति नवदशशताब्धः अन्ते विंशति एकस्यां प्रायः अष्ट अष्टादशपर्यन्तं टङ्कनयन्त्रे नवीनता आसीत् तत् प्रौद्योगिकी आसीत् तारपत्रं सन्देशानां सटीकप्राकृतीककृत्या निर्मातुम् इति प्रौद्योगिकी अस्ति सूचनाप्रौद्योगिक्याम् एका शताब्धिः विंशतिः शताब्ध्यां गतशताके सार्धे विंशते शतकं सूचनाप्रौद्योगिक्यां विषयं भविष्यति इति पूर्वमानं कृतं तत् पूर्वं सूचनां प्रौद्योगिक्यां परिवर्तनस्य प्रक्रिया त्वरिता आसीत् सूचनासञ्चारस्य वेगः वर्धितः सूचनायाः स्वरूपं परिवर्तितम् अस्ति सीूचनायाः उपयोगिता विषये संशोधनं निरन्तरं वर्तते एषः एतेषां सर्वेषां माध्यमेन प्रौद्योगिकी विकासे विकासिताम् एकविंशतिशतकं सूचनाप्रौद्योगिक्यां विषये भविष्यति इति वदनवास्तवतः तस्मिन् दिशि शोधं कृत्वा प्रौद्योगिक्या विकासाय करणीया इती वदने एतेयोः विषययोः मध्ये समाजस्य आवश्यकता भविष्यति अहं बेङ्क् बुकिङ्ग् प्र तन्त्रज्ञानेन तन्त्रज्ञानेन अहं बे बुकिङ्ग् टे टिकेट्स् होटेल् बुकिङ्ग् पेमेण्ट् शापिङ्ग् डेटिङ्ग् इन्प्रोर्मेशन् इत्यादयः अनुभवामि